मम क्षेत्रस्य एम् एल् ए राजारावः इति वर्तते अध्यक्षः सः सम्यक् वर्तते भारतीय परम्पराम् परम्परां सः सः सः एव सम्यक् जानाति पुनः राजकीये सः प प्र प्रबुद्धः भवति प्रबुद्धः यं कृते सर्वे जनाः यं कृते सर्वे जनानाम् इदं भवति इति सः जानाति जनोपकारि सः विज्ञानविषये ज्ञानवान् तस्य अभिरुचिः वर्तते क्रीडा क्रीडा क्रीडाकारान् प्रोत्साहयति सर्वमपि सर्वजनाः जन अनुरागिवती सः निर् निर्गतिकानाम् अपि ग गतिरेव सः